मत् पार्श्वम् एकं इण्डियन् इत्यस्य समूहस्य गेस् स्टौ अस्ति अस्य प्रतिफलम् इदं यत् सम्यक्तयाः भोजनं समयानुसारं मिलति अस्याभावे न तथा भवितुं शक्यते यतो हि काष्टफलकस्य अभावात् भोजननिर्माणं न सम्भवम् इति दुर्भाग्यम् इदं यत् विगतवर्षेषु भोजनं निर्मणाय कुकिङ्ग् गेस् इत्यस्य निमित्तं यत् अपेक्षितं धनं सर्वथैव असम्यक्तया वर्धितो जातः अनेन निर्धनानां कृते अतीवविकटस्थितिः जाता यदि अस्य समस्यायाः समाधानं स्यात् तदा अनेन भोजननिर्माणदिशायां निर्धनानां भोजननिर्माणस्य समस्यायाः निराकरणं भविष्यति इति